हरि ओं मम नाम श्रीमती इति अहम् अद्य किञ्चित् घण्टाद्वयात् पूर्वं तत्र गान्धी बजार् तः संस्कृतभारतीगिरिनगरं प्रति आटो ओला आटो बुक् कृतवती आसं तेन यानेन आगतवती अपि आगमनसमये अहं अवतरणसमये मम मोबैल् तत्र आटो याने त्यक्त्वा अवतरितवती इदानीं मम अनन्तरं कः तेन यानेन गतवान् अथवा तत्रत्यः आटोचालकः जानाति वा तस्य सम्पर्कं कर्तुं शक्नोमि वा अहम् अथवा ब भवन्तः अस्मिन् विषये मम कृते सहायं कर्तुं शक्नुवन्ति वा आहत्य मम तु इदानीं मोबैल् आवश्यकम् अतः प्रयत्नं कुर्वती अस्मि कृपया सहायं कुर्वन्तु